इच्छामि इति नास्ति तत्र इच्छायाः विचारः नास्ति अहं तु सर्वत्र गातुम् इच्छामि यत्र यत्र सङ्गीतकार्यक्रमः भवति यत्र यत्र स्पर्धाः भवन्ति तत्र सर्वत्र अहं गातुम् इच्छामि सामान्यतया स्पर्धा यत्र भवन्ति तत्र तु अहं बहु इच्छामि बहूनां गानम् अहं श्रोतुं शक्यते मया श्रोतुं शक्यते अतः

अत्रैव श्रोतुम् इच्छामि अथवा तत्रैव श्रोतुम् इच्छामि इति नास्ति सामान्यतया यत्र शास्त्रीयसङ्गीतकार्यक्रमः भवति यत्र शास्त्रीयसङ्गीतकार्यक्रमः भवति पुनः यक्षगानकार्यक्रमः भवति तत्र अहं गन्तुम् इच्छामि